मम मातृभाषायां लिखितं पुत्सकम् अन्यस्यां भाषायाम् अनुत्तमं कदापि पठितं वा एवं बहूनि पुस्तकानि बहवः ग्रन्थाः मम ये मातृभाषायां सन्ति ते अनूदिताः मया पठिताश्च कुतः इत्युक्तौ इदानीं यदि उदाहरणार्थं वदामि देवुडु नरसिंहंशास्त्री इति कश्चन महान् लेखकः

पुनश्च मम मातृभाषायां मम कन्नडभाषायां तस्य प्रौढा कीदृशी आसीद् इत्युक्तौ तु तस्य साधारणं ग्रन्थं पठितुमपि वयं शब्दगोषं गृहीत्वैव पठेयुः तादृशी प्रोढता तस्य ग्रन्थेषु दृश्यते सः बहून् ग्रन्थान् निर्ममे उदाहरणार्थं महाक्षत्रियमहादर्शनं पुनश्च महाब्राह्मणमयूरः एवं बहवः ग्रन्थाः तेन रचिताः तत्र महाब्राह्मणः इति तद् अत्यन्तं प्रसिद्धः ग्रन्थः सः ग्रन्थः डाक्टर् रा गणेशवर्येण संस्कृतभाषायाम् अनूदितः सः मया दृष्टः किञ्चित् पठितश्च पुनश्च एवम् अन्यभाषिकैः ये ग्रन्थाः रच्यन्ते ते पुनः भाषा संस्कृते वा अथवा भाषान्तरे वा यदि अनूद्यन्ते ते ग्रन्थाः अन्यैःपठनीयाः एव यतो हि प्रत्येकस्मिन् ग्रन्थे अपि तत्रत्या संस्कृतिः तत्रत्याः व्यवहाराः तत्स्य क्षेत्रस्य गरिमा एवं तत् जनसम्बद्धाः तत् प्रदेशसम्बद्धाः अनेके विषयाः निहिताः भवन्ति अतः तेषां ज्ञानं ग्रन्थपठनेन अत्यन्तं भवति अतः एका एवं दृष्टिः पुनश्च भाषादृष्ट्यापि नाम प्रत्येकस्यां भाषायां कस्यचन अर्थस्य एकः शब्दः पर्टिक्युलर् रूपेण भवति अतः ग्रन्थान्तरे रचितानां भाषान्तरे रचितानां ग्रन्थानां दर्शनेन अवलोकनेन पठनेन च यत् सर्वे विषयाः ज्ञायन्ते इति हेतोः अनूदितः ग्रन्थः अवश्यं पठनीयः